प्रतिनित्यं प्रयुज्यमानाः सत्यं वद धर्मं चर दाक्षिण्यं धर्मसङ्कटम् इति अपि वदामः आलस्यं हि मनुष्याणां महान् रिपुः अनन्तरं योगक्षेमं तदपि वयं शृणुमः सर्वदा अनन्तरं प्रीत्या देहि श्रद्धया देहि इतिवत् इति अपि शृणुमः अनन्तरं मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तते इति आलस्यं महान् रिपुः इति एवम् श्रु श्रुणोतु सर्वदा श्रुणोतु सत्यमेव जयते तदपि सर्वदा वयम् एतद् स्मरामः सत्यमेव जयते तावदेव